गतमासे अहम् अमेज़ान् मध्ये एकं ब्लेज़र् क्रीतवानासम् क्रयणकाले यच्चित्रं दर्शितमासीत् चित्रम् आकर्षकमासीत् क्रेतुमपि अहम् उद्युक्तः क्रयणानन्तरं तत् डेलिवरि जातम् डेलिवरि अनन्तरं मया दृष्टं सर्वं यत् तत्र चित्रं चित्रे दृष्टं तत् तथा न आसीत् धर्तुमपि अहं न इच्छामि स्म यतो हि तत्र वर्णमपि भिन्नमासीत् अन्तः यदि अन्तः पश्यामि अन्तः स्टिचिङ्गमपि कण्टिन्युयेषन् न आसीत् बटन् यत्स्थापितं तत् छिन्नमासीत् पुनश्च तत्र तैः तस्य शुचित्वमपि न पालितमासीत् किञ्चित् दुर्गन्धम् आगच्छति स्म अतः आन्लैन् मध्ये क्रयणं ब्लेज़र् इति यत् मया कृतं तत् मम कृते अनुभवं किञ्चित् भिन्नं जातम् अतः अं मम मित्रं अहं सूचितवानस्मि यत् मया स्वीकृतं तत् भवान् न स्वीकरोतु इति अहं तं मम अनुभवं तम् उक्त्वा न स्वीकरणीयमिति अहं सूचितवानासम्